कस्यापि कार्यात् अथवा कस्याः चिन्तायाः तनावः उत्पद्यते अनेन कष्टम् अनुभवामः तदा कष्टानि न्यूनीकर्तुं प्रयत्नं एकः उचितः माध्यमः अस्ति यतोहि प्रयत्नं मनोरञ्जनाय मानसिकशान्तिञ्च प्राप्तुम् उत्तमः विकल्पम् अस्ति विशेषज्ञाः अपि मन्यन्ते यत् प्रयत्नेन भ्रमणेन वा कष्टस्य निवृत्तिः भवितुं शक्यते अतः अहं यदा कष्टम् अनुभवामि तदा अहें तस्मात् निवारणार्थं प्राकृतिकस्थलेषु भ्रमणार्थं गच्छामि अत्र कष्टानि न्यूनीकरणं सुरक्षितं सुखदायकञ्च प्रयत्नं कर्तुं यात्रायाः पूर्वं योजनां करोमि यथा कुत्र कुत्र प्रयत्नं स्थले गमनीयम् इति विषये पूर्वचिन्तनं कृत्वा निश्चयं करोमि यात्रायाः पूर्वम् आवश्यकवस्तूनि यथा वस्त्राणि जङ्गम्वाणी भाटकं जलकूपी स्यूतः इत्यादयः व्यवस्थां करोमि इति परिवहनव्यवस्थायाः योजनानां पूर्वमेव निश्चितं करोमि भोजनादिव्यवस्थापि पूर्वं करणीयं तस्य कारणात् प्रयत्ने सुलभता भवेत् इति धन्यवादः